आम् अहं पुटं पुस्तकं पाठयित्वा उच्चैः

तत्र तेलुगुभाषायाम् ओ योगी आत्मकथा इति एकं पुस्तकम् अस्ति तत्र एकस्मिन् सङ्घः तत्र पुस्तकं पठनं पुस्तकपठनसमये तत्र एका सङ्घटना तत्र वर्णयति तत्र सङ्घटनं पठ पठित्वा मम मम बहु आशा आगता तत्र रैल्वे श्टेशन् मध्ये तत्र कथकः एकां सङ्घटनां तत्र विवरणं करोति तत् विवरणं पठित्वा मम आशा आगता कदाचित् पुस्तके निमग्नाः भवामः चेत् तत्र किं भवति तत् तत् अस्माकम् अस्माकं मुखे वापि भवति ततः तत्र किमस्ति तद् अस्माकं मनसि अपि तदेव जनयति